नमस्ते य् अहं शारदा गतसप्ताहे गतसप्ताहे ज्वरः इति आहूतवती भवती यत् आम् इदानीं ज्वरः गतः अद्य प्रातः अद्य प्रातः

आम् ह्यः पर्यन्तम् आसीत् अद्य प्रातः आरभ्य उदरवेदना सम्यक् अधिका उदरवेदना अधिका अस्ति आं ह्यः परह्यः एवं भोजनं बहिः एव कृतं मया अतः अद्य प्रातः आरभ्य अधिक उदरवेदना एव मया तु स्थातुमपि न शक्यते अद्य कार्यालयमपि न कार्यालयः अपि न गतः मया

हा अस्तु

हा तदपि कार्यालयः गन्त् कार्यालयः गन्तव्यः अद्य अद्य तु मया न शक्यमासीत् परन्तु श्वः गन्तव्यमेव

अस्तु अस्तु

एतद् प्रातः जीरकजलं स्वीकृतवती तद् सम्यक् अस्ति भवति किल जीरकजलं आम् आम् हा

अस्तु अस्तु आम् आम् आम्

अस्तु अद्य भवत्या दत्तमेतत् औषधं स्वीकरोमि तदनन्तरं श्वः दूरवाणीं कृत्वा अहं कथम् म अस्मि इति वदामि तदनन्तरं बय भवती यद् वदति अहं तद् करोमि अस्तु आम् अस्तु

अस्तु महान् धन्यवादः